छायाचित्रणे केवलं मम अभिरुचिः वर्तते अहम् उद्योगरूपेण तत् कर्तुं नेच्छामि परन्तु यदि मम पार्श्वे कोऽपि आगत्य अहं तद् उद्योगरूपेण स्वीकरोमि मां किञ्चिद् उपदिशति वा इति पृच्छति चेत् अहं यावत् जानामि तस्मै तावत् वदामि अहं किञ्चित् फोकस् लैट् विषये तथा केमेरा एङ्गल्स् विषये जानामि इत्यतः तस्य विषये एव वदामि कुत्र केमेरा स्थाप्यते चेत् कथं चित्राणि आयन्ति सिनेमाटिक् व्यू अपेक्षते चेत् कथं केमेरा स्थापनीयम् इत्यादिकं वदामि तथा फोकस् लैट् चेत् पृष्ठतः क स्थापनेन कीदृशः चित्राणि आयन्ति पुरतः स्थापनेन कीदृशचित्राणि आयन्ति पार्श्वे स्थापनेन कीदृशचित्राणि आयन्ति इत्येतादृशविषयान् तस्मै वदामि तथा यदि सः इतोपि तस्य विषये पठितुम् इच्छति इच्छति चेत् तमहम् उत्तमछायाचित्रग्राहकशिक्षकस्य पार्श्वे प्रेषयामि